अष्टादशदिनाङ्कः अगस्त् मासः त्रिविंशत्यधिकं द्विसहस्रवर्षं चतुर्दशदिनाङ्कः नवम्बर् मासः सप्तनवत्यधिकं नवशतोत्तर एकसहस्रवर्षं एकविंशतिदिनाङ्कः अगस्त् मासः नवनवत्यधिकं नवशतोत्तरम् एकसहस्रवर्षं सप्तदशदिनाङ्कः नवम्बर् मासः द्विसहस्रवर्षं त्रय दिनाङ्कः मार्च् मासः पञ्चनवत्यधिकं नवशतोत्तरम् एकसहस्रवर्षं